राजकीयविषये मम रुचिः न्यूना एव किन्तु वर्तमानेषु दिनेषु मोदिवर्यस्य कारणात् किञ्चित् ज्ञानं तथा रुचिः जाता तत्र अनुदानं तु सम्यक् लभ्यते एव सर्वकारतः तस्य उपयोगः कथं भवतीति स्थलीयनेतारम् अवलम्ब्यते यथा चाणक्योक्तिः अस्ति राज्ञि धर्मणि धर्मिष्ठाः पापे पापाः समे समाः राजानमनुवर्तन्ते यथा राजा तथा प्रजाः इति अधुना राजा उत्तमः अस्ति तथैव तस्य आज्ञापालकाः सर्वेषु क्षेत्रेषु उत्तमानि कार्याणि प्रचलन्तस्सन्ति अग्रे अपि भविष्यति इति आशा